मम प्रदेशे स्थानीययानव्यवस्था इत्युक्ते सर्वकारीयलोकयानानि भवन्ति तानि यानानि प्रातः सप्तवादनाद् आरभ्य सायम् अष्टवादनपर्यन्तं प्रतिहोरायाम् एकम् आगच्छति नगरात् पुनः ग्रामात् प्रतिगच्छति नगरात् प्रत्येकं ग्रामम् एकैकं यानं गच्छति तेन छात्राः प्रतिदिनं विद्यालयं गच्छन्ति विद्यालयतः गृहम् आगच्छन्ति सामाजिकाः नगरं गच्छन्ति कर्मकराः कर्मार्थं नगरं गच्छन्ति आगच्छन्ति गृहस्ताः अपि स्वकार्यार्थं नगरं गच्छन्ति ततः वस्तूनि आनयन्ति तेन सर्वे जनाः लाभान्विताः सन्ति पुनः तद् सब्सिडि मध्ये अपि लभ्यते तेन सर्वे उपयुक्ताः